अहं भवतः आपणात् ह्यः एकं शाल् स्वीकृतवान् आसं किं भोः तत् किञ्चिदपि सम्यक् नास्ति मम गृहेपि सर्वे किम् अदृष्ट्वा एव एवमेव धनं दत्वा स्वीकृत्य आगतवान् वा इति मां तर्जयन्तः सन्ति यदि प्रतिददामि चेत् मम धनं मां प्रतिददाति वा पुनः कदापि अहम् अत्र न आगच्छाम्येव मम परितः ये वर्तन्ते तेषामपि भवतः आपणं प्रति मा गच्छन्तु इति सूचयामि एवं रीत्या व्यवहारं करोति चेत् भवतः व्यवहारं वर्धते वा